स्थानीयव्यापारे पर्यटनं मुख्यमेव अस्ति न केवलं मम प्रदेशे अपि तु प्रायः सर्वत्र एव यतः पर्यटनेन व्यापारः जनाभिमुखः भवति जनाः अपि व्यापारं जानन्ति अवगच्छन्ति अवमन्यन्ते व्यापारस्य आनन्दमपि अनुभवन्ति यतः विना जनाः कथं व्यापारः जनाः आगच्छन्तु इति इच्छा अस्ति चेत् पर्यटनं तत्र मुख्यं कारणं भवति येन परप्रान्तीयाः जनाः अपि तद्व्यापारं प्रति गच्छन्ति पर्यटनकारणात् एव विभिन्नप्रदेशे किं किं लभते विभिन्नप्रदेशस्य किं किं वैशिष्ट्यम् इति ज्ञातुं शक्यते यः पर्यटनं करोति सः एव एतज्जानाति सः एव एतत् सर्वं वदति मुखमाध्यमेन व्यापारस्य प्रचारः सुलभः भवति सुकरः भवति यः स्वयं गत्वा दृष्ट्वा च आगच्छति तदनन्तरं वदति तदा एव तस्य विश्वसनीयता वर्धते अतः स्थानीयव्यापारे पर्यटनम् अतीवमहत्त्वपूर्णम् इति मन्ये